हरिः ओं नमो नमः अहम् अस्मि अहं बनारस् आगन्तुम् इच्छामि भवती तत्रतः अस्ति वा अहं बनारस् आगन्तुम् इच्छामि भवती तत्रतः अस्ति तत्र भ्रमणार्थं स्थानं किं किं सन्ति

आम् अन्यत् किं किं सन्ति अस्तु तत्र सायङ्काले आरतिः भवति वा अस्तु काशी मध्ये पाण्डुलिपिः अपि अस्ति वा अस्तु अस्तु धन्यवादः महोदय